रैल् यानविषये बहु इच्छा अस्ति वक्तुं यतोहि इदानीं पश्यामश्चेत् पश्यामश्चेत् सम्यक् अस्ति नाम वन्देभारत् इति नूतनं रैल् यानम् आगतं तत्र कश्चन अनुभवः अस्ति इदानीं वेगेन वयं गन्तुं शक्नुमः अनायासेन गन्तुं शक्नुमः ट्राफिक् विना गन्तुं शक्नुमः तदस्ति एकं सौकर्यं पुनः तत्रापि रैल् याने गमनावसरे कियान् वा दूरः वा भवतु नाम गमने सति क्लेशः नानुभूयते नाम यथा बस् याने एकत्र एव उपवेष्टव्यं भवति परञ्च रैल् याने वयं गृहे यथा अटनं कर्तुं शक्नुमः तथा अटितुं शक्नुमः परञ्च गृहे इतस्ततः धावनं कर्तुं शक्नुमः अत्रापि धावनं कर्तुं शक्नुमः परञ्च किञ्चित् बहिर् पादक्षेपः कर्तुं न शक्यते तावदेव मया तु कुत्र कुत्र रैल् याने प्रवासः कृतः इत्युक्तो है तिरुपति हैद्राबाद् तिरुपति विजयवाडा तिरुपति गुन्टूरू तिरुपति चेन्नै तिरुपतिः बेङ्ग्लूर् पुनः तिरुपति वैज़ाग् तिरुपति विजयनगरं गुन्टूर् इत्यादि स्थलेषु सर्वत्र बहुत्र मया रैल् याने प्रयाणं कृतमासीत् प्रवासः कृतः